भारतदेशे ऋतुसम्बन्ध उत्सवाः एव भवति युगादि गणेशोत्सवः नवरात्री दीपावली सङ्क्रान्ती च आचरन्ति युगादिदिने निम्बकदलं गुडं ददन्ति सङ्क्रान्तिसमये तिलगुडमिश्रितखाद्यं वितरन्ति अत्र नवरात्री उत्सवाः देवीपारायणद्वारा कुर्वन्ति रथोत्सवम् अपि भवति भूमि पूजा कुर्वन्ति दीपावलीसमये कृषिक्षेत्रे दीपज्वालनं कुर्वन्ति सम्पूर्णकार्तिकमासे दीपाराधनं कुर्वन्ति